अहम् उत्कल राज्यस्य गञ्जाम प्रदेशे निवसामि मम प्रदेशे ग्रामीण महिलानां शिक्षणे स्वयं सहायक गोष्ठिः इति काचित् गोष्ठिः कार्यं करोति तया संस्थया महिलानां शिक्षणार्थं निःशुल्क शिक्षा प्रदीयते महिलाः तत्र गत्वा भाषां वर्णमालां पुरणादीनाम् च पाठनं कुर्वन्ति पठन्ति स्म एवम् च महिलानां शिक्षायां सहायं कर्तुं राष्ट्रीय स्वयं सेवक संघोऽपि कार्यं करोति महिलाः तत्र पठित्वा भारतस्य बहुषु स्थलेषु बहुषु कार्यक्षेत्रेषु कार्यं कुर्वन्ति